सामान्यतया मनुष्यः अहङ्कारविरहितेन लघुः एव भवति यत्र अहं कृतवान् अथवा मया कृतं मया साधितं मया तद् सर्वं समापितम् इत्यादिकं तत्र ममकारः अथवा अहङ्कारः प्रवर्धते तत्र लघुता भविष्यति अन्यच्च तत्र सामान्यतया वयं सर्वं वर्यं सर्वे लघुः एव लघुरेव तत्र महान् भवितुं तावता त्यागः तावता जन्यकल्याणकार्यः अथवा तावता यत्नं कर्तव्यं भवति बुद्धेः विकासः समाजचिन्तनं कार्यं एवं देशप्रगतेः मम दायित्वं किम् इति विचिन्त्य कार्यप्रवर्तनम् इत्यादिकं यदा सङ्ग्रहणं भवति तदा महान् साधकः भवितुम् अर्हति